अहं आर्यभटः इति आर्यभटः इति भारतीयगणितज्ञविषये किञ्चित् पठितवान् अधुना तु संस्कृत प्रमोशन् फ़ौण्डेशन् इति संस्था भारतीयविज्ञानविषये सम्यक् पुस्तकानि निर्माति कानिचनपुस्तकानि अहमपि क्रीतवान् पठनीयानि सन्ति तत्र एकम् अस्ति गोलपरिभाषा इति वदामः ज्योतिश्शास्त्रं ज्योतिश्शास्त्रस्य पुस्तकत्रयं ते निर्मितवन्तः तेषु प्रथमम् अधुना अहं पठन्नस्मि अत्र भास्कराचार्यः अपि एकः महान् गणितज्ञः आसीत् तस्य पुत्री अपि लिलावती लिलावती सम्यक् गणितज्ञा आसीत् एतेषां विषये अहं श्रुतवान्